पूर्वम् अहम् एक लघुयन्त्रागारे कार्यं कुर्वन्नासीत् अहं मूलतः आलसः किञ्चित् विलम्बेन एव बहुवारं तत्र गच्छन् आसं कार्यालये एकवारं किम् अभवत् मम स्वामी अद्य एव त्व कार्यम् अन्तिमं श्वः तः नागच्छतु इति उक्तवान् मम तद्दिने एव अन्तिमदिनमभवत् तत्र यन्त्रागारे किं करोमि इति ततः आगत्य एकसप्ताह अन्तरे एव अन्यत् एककार्यं लब्धवान् अस्माकं जीवनम् अग्रे नीतवान्